मम पाकपद्धतेः बहुनि विशिष्टानि खाद्यानि सन्ति ते मधुराणि पायसान्नं तिन्त्रियाणि दध्योन्नम् दध्योन्नम् मैसूर्पाकं मधुराणि एवं मैसूर्पाकम् सन्ति

मैसूर्पाकं कथम् करणीयम् इति वयं पश्यामः एकपात्रे पात्रे चनादाल चनादाल सम्यक् भर्जनं कृत्वा कृत् कृतं योजयामः अनन्तरं स स सम्यक् भर्जनं कृत्वा कृत्वा कृत्वा कृत्वा अनन्तरं शर्कराम् अपि योजयामः सम्यक् पतम् आगच्छति अनन्तरं कर्तनं करणीयं कर्तनं करणीयं सम्यक् आगच्छति मधुराणि सम्यक् अस्ति